इतः पूर्वमपि भारतदेशे आयुधैः विना अपि युद्धकला अतीव प्रसिद्धा आसीत् मल्लयुद्धप्रभृतिः कराटे कुम्फ़ु इत्येवं बहुविधनामभिः प्रसिद्धा युद्धकला आसीदेव परन्तु स्वतन्त्रस्य अनन्तरकाले भारते एतादृशविषयेषु प्रवृत्तिः न्यूना समजायत यत् ताः विद्याः केरळदेशेषु प्रसिद्धा युद्धकला महाराष्ट्रे शिवाजीमहाराजस्य काले वर्तमाना युद्धकला एतत् सर्वं भारतीयुद्धकलासु प्रसिद्धं तत्तत् राज्ञां काले एव प्रसिद्धिं गतं यत् यत् तत्सर्वं किञ्चित् अस्माकं स्वतन्त्रोत्तरं न्यूनं जातम् अर्थात् तेषु विषयेषु प्रवृत्तिः न्यूना जाता किञ्च इदानीं युद्धं केवलं मशीन्स् द्वारा एव बौद्धिकयुद्धमिव क्रियते तत्र शरीरप्रयासः न्यूनम् एव भवति इति कृत्वा प्रायः तत्र प्रवृत्तिः न्यूना आसीत् परन्तु इदानीं जनाः तेषु विषयेषु आसक्ताः वर्तन्ते तादृशकलाः ज्ञातुं प्रवृत्ताः दृश्यन्ते अतः इदमिदानीं काले सर्वत्र जनाः स्वपुत्रं पुत्रीं च तादृशकलायाः अध्ययनार्थं प्रेषयन्ति इति बहुधा दृश्यते भारतदेशे